संस्कृतपरम्पपरायां सांप्रदायिकतया इदानीमपि गुरुकुले प्रचलति केरलप्रदेशे इदानीमपि ज्योतिश्शास्त्रस्य अध्ययनाय गुरोः गृहे एव वासं कृत्वा गुरोः सेवां कृत्वा अधीतव्यं तथा च अन्यत्र वेदान्तादिशास्त्राणां पाठः प्रचलति गुरुकुले गुरुकुले बहवः नियमाः भवन्ति तदनुगुणम् अध्ययनं कर्तव्यं तथा च ब्राह्ममुहूर्ते आरभ्य सायङ्कालपर्यन्तं पाठः प्रवचनादिकं प्रचलन्ति एवं रीत्या द्वादशवर्षाणि पर्यन्तम् अध्ययनं भवति सामान्यतया एवं गुरुकुलपद्धति बहु श्रेष्ठतमः भवति तत्र छात्रेषु ये छात्राः तत्र अधीताः भवन्ति ते सर्वे सामान्यतः विनयादिगुणयुक्ताः भवन्ति